एकमेव पुस्तकं बहुवारं न पठामि यतोऽहि प्रथमवारं एव यथा अवगम्यते तथा पठामि अपि च अस्माकं साहित्यक्षेत्रे बहूनि पुस्तकानि पुरातनानि वा भवन्तु नूतनानि वा भवन्तु आगच्छन्तः एव भवन्ति इत्यतः पठितमव पुस्तकं पठित्वा समयस्य वृथा यापनं न करोमि अपि च पठितस्य पुस्तकस्य चलचित्रमपि दृष्टवती अस्मि यथा द गैड् बै आर् के नारायण लैफ् ओफ् पै बै यान् मार्ट्ल् एतत् चित्रं द्वयं अपि अहं प्रथमं पुस्तकम् पठितवति आसम् अनन्तरं चित्रं दृष्टवति